चित्रकलायाः शिक्षणे सर्वादौ जनाः एकां साक्षात् रेखामेव तद् लेखितुं न शक्नुवन्ति तदर्थं सर्वप्राथम्येन एका रेखा अपि च वलयाकृतिः अपि च अन्याः अपि याः सामान्याः आकृतयः वर्तन्ते ताः ऐदम्प्राथम्येन पाठनीयाः अपि च सर्वेऽपि जनाः तत्र अङ्कनीं लेखनीं वा धर्तुं सम्यक् प्रकारं न जानन्ति अतः तदर्थमपि शिक्षणम् अभ्यासः च कारणीयः अपि च जनाः साक्षादेव आगत्य तत्र लेखनाय अभ्यासं कुर्वन्ति परन्तु जगति यत्किञ्चिदपि कार्यमस्ति तत्र पूर्वं मङ्गलाचरणं कर्तव्यं नाम अभ्यासः कर्तव्यः यथा जनाः क्रीडकाः आगत्य पूर्वं वार्म अप् इति कुर्वन्ति तथैव आगत्य तत्र हस्तस्य अङ्गुलीनां च समेषामपि एकवारं व्यायामः कर्तव्यः अनन्तरमेव चित्रकलायाः अभ्यासः कर्तव्यः पुनः उत्तमः कलाकारः भवितुम् अभ्यासः तु अपेक्षितः एव अपि च चिन्तनशक्तिरपि अपेक्षिता एतत् सर्वमेव नूतनम् उत्तमं कलाकारं निर्माति